आम् नमो नमः महोदय

मम नाम गोविन्दः अस्मि महोदय अहं केन्द्रीयसंस्कृतविश्वविद्यालये जयपुरे शास्त्रीतृतीयवर्षे पठामि इदानीम् अहं मूलतः राजस्थानस्य वाराज जनपदतः अस्मि

अहं शास्त्री कक्षायाम् इदानीं प्रतिवर्षे अस्मि तत्र तु नाम साहित्यविषयः स्वीकृतम् अस्ति मया साहित्यविषय यतोहि साहित्यदर्पणः अस्ति एकः पुनः शिशुपालवधः अभिज्ञानसाकुन्तलम् इत्यादयः मम पार्श्वे अस्ति

आम् आं महोदय यः शिशुपालवधः अस्ति सः किं नाम महाकवि माघस्य अस्ति तत् किं भगवद्गीतातः स्वीकृतम् अस्ति

आम् भगवद्गीतायां किं नाम श्रीकृष्णः अस्ति सः अर्जुनम् उपदेशं ददाति कर्मविषय पुनः ज्ञानविषय पुनः भक्तिविषयः इत्यादयः विषयाः

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्

आम् महोदय निश्चयेन कथं न कर्तुं शक्नुमः

अस्तु महोदय यदि भवान् पूर्वं सूचयति तर्हि सम्यक्